जनवरि मासस्य पञ्चमः दिनाङ्कः द्विसहस्रं वर्षम् फ़ेब्रवरी मासस्य दशमः दिनाङ्कः द्व्यधिकद्विसहस्रं वर्षम् मार्च् मासस्य सप्तमः दिनाङ्कः पञ्चाधिक द्विसहस्रं वर्षम् एप्रिल् मासस्य अष्टादशः दिनाङ्कः दशाधिकद्विसहस्रं वर्षं जून् मासस्य विंशतिः दिनाङ्कः द्वाविंशत्यधिकद्विसहस्रं वर्षम् डिसेम्बर् मासस्य दशमदिनाङ्कः त्र्यदि त्र्यधिक द्विसहस्रं वर्षम्